मया शास्त्राणाम् अध्ययनं तथैव वेदाध्ययनं वेदाङ्गाध्ययनं च क्रियते प्राग् अन्यत् किमपि कथा इत्यादिकं पठ्यते स्म एकस्मिन् दिने अष्टावक्रः इति एकं पुस्तकं प्राप्तम् प्राग् मया कथा इत्यादिकं पठ्यते स्म चेत् बहु इष्टं न भवति स्म पठामि स्म अनन्तरं दशनिमेषेषु उत्तरं निद्रा आगच्छति स्म अथवा तत् पठितुम् इच्छा न भवति स् परन्तु एकस्मिन् दिने ग्रन्थालये मया अष्टावक्रः इति कथापुष्टं पुस्तकं प्राप्तं तत् स्वीकृत्य अहं पठितुम् अराम् आरब्धवान् तस्य यदा पठनम् आरब्धवान् तदानीमपि तथा मम कृते इष्टं न जातं वय एवमेव मनसि आगतं इदमपि कथा यत् यथा प्राग् मया पठितं तद्वदेव भवति मास्तु इति आगतं मनसि परन्तु मम मित्रं मित्राणि उक्तवन्तः बहु समीचीनं पुस्तकम् इदं पठतु बहु इष्टं भवति तत् श्रुत्वा मया पठनम् आरब्धम् अष्टावक्रः इति कथा बहु समीचीनकथा अस्ति तस्मिन् कथा तस् तस्मिन् तथा म तद् मम कृते तथा इष्टं जातं नाम इदानीमपि मम कृते तदा तथा पठितुम् इच्छा भवति पठामि च पठित्वा तु मम रोदनमेव जातं तथा तत्र निरूपणं कृतमस्ति तथा तत्र रसः अस्ति बहु सम्यक्तया तस्मिन् पुस्तके निरूपणं कृतम् आसीत् तत् पठितं पठितवान् उत्तरं तदनन्तरमेव कथापठने मम रुचिरागता अनन्तरम् इदानीं यदा यदा समयः लभ्यते कथां पठामि परन्तु मम तु प्रथमं पुस्तकम् अष्टावक्रः इत्येव अनन्तरम् अन्यत् सर्वम् इदानीं तु बहु किमपि पठामि कादम्बरी इत्यादिग्रन्थाः कादम्बरी इत्यादिकं रामायणस्य कथा अथवा इत्यादिकं सर्वं पठामि परन्तु एतावता मम कृते सर्वाधिकरूपेण इष्टम् इत्युक्ते अष्टावक्रस्य एव कथा तद्दृष्ट्वा किं प्रेरणा प्राप्यते इत्युक्ते कथं स्वकीयजीवनं यापनं कर्तव्यं कथं विद्वत्ता सं सम्पादनीया इत्यादिकज्ञानं तत्कथाद्वारा एव प्राप्यते